हरिः ओं मया भवतः आपणतः एकः एकं मैक्रो हेड् फोन्स् सेट् स्वीकृतमासीत् ह्यस्तने सायङ्काले अस्तु अहं वदामि मम नामापि वदामि मम दूरवाणी सङ्ख्या अपि मम आर्डर् नम्बर् अपि वदामि इन्वाय्स् नम्बर् भवति खलु तदपि वदामि भवान् कृपया एकवारं पश्यतु दृष्ट्वा माम् सूचयन्तु समस्या अस्ति चेत् अस्ति तदेव तदैव अहं दूरवाणीं करिं करोमि समस्या अस्ति तत् तस्य वयर् भवति खलु तस्य तन्तुः भवति खलु तस्य त तत् तु सम्यक् कार्यं न करोति तत् हेड् फोन्स् हेड् फोन्स् भवति खलु तस्य रै रैट् हेड् भवति खलु तस्य वयर् भवति तत् सम्यक् कार्यं न करोति श्रूय् न श्रूयते महोदय भवान् अवगन् अवगन्तुं प्रयत्नं करोत् कुर्वन्तु तत् न श्रूयते अहम् आपणम् आगच्छामि अत्रैव अधुना एव भवान् तत् स्वीकृत्य नूतनं किमपि एकवारं परीक्षां कृत्वा ददातु कृपया अस्तु धन्यवादाः